भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रेत्साहनार्थं द्विचक्रिकाम् अथवा लेप्टाप् इत्यादीनि योजनाः सन्ति तादृश्यः योजनाः कार्यं कुर्वन्ति वा सत्यं कार्यं कुर्वन्ति तादृशयोजनानाम् आनयनेन बालिकाः अभिभावकाश्च प्रोत्साहिताः भवन्ति तेन ये दूरे निवसन्ति तादृशः बालिकाः अपि विद्यालयं द्विचक्रिकायाम् आगच्छन्ति पुनः लेप्टाप् माध्यमेन ते पठितुं शक्नुवन्ति पुनः डिजिटल् माध्यमेन तेषां पठनं पाठनम् अपि भवति चेत् ते सम्यक्तया शिक्षणं प्राप्य समाजे अग्रे आगन्तुं शक्नुवन्ति अतः एतादृशाः योजनाः सफलाः भवन्ति